मम सङ्ग्रहालये मम प्रियतमं वस्तु तावत् शङ्खादिकं भवति खलु तत् यदा समुद्रतीरं गम्यते तत्र प्राप्यमानं शङ्ख इत्यादिकम् इत्यादिकस्य सङ्ग्रहणं कर्तुम् अहम् इच्छामि तत्र किञ्चित् वर्तन्ते तत् मम बहु प्रियतमं वर्तते यतः अहं मम मित्रैः साकं तत्र गतवती तत्रतन वातावरणम् एवं प्रदेशस्य प्रदेशः मम बहु इष्टः तत्र कृतः सङ्ग्रहः तत्र कृतं सङ्ग्रहणम् इति कृत्वा मया मम तदुपरि अधिका प्रीतिः वर्तते